यदि मम ग्रामे तथा कश्चन श्वानेन दष्टः भवति तर्हि अहं किं करोमि इति अहं झटिति तं वैद्यालयं प्रति नयामि तत्र आर्टिफ़िशियल् रूपेण तत् अधुना वैज्ञानिकतया यद् औषधं निर्मितमस्ति तदेव तस्य कृते अहं ददामि अर्थात् अशुद्धस्य औषधस्य वनमेव भवतु इति अहं करोमि कुत्रचित् ग्रामे कुसंस्कारवशात् किमपि अस्ति तथा मन्त्रात् किमपि किं भवति तत् करोति चेत् तत्र रोगनिवारणं भवति एतादृशं किमपि अहं न पश्यामि अहं झटिति तं वैद्यालयं वैद्यालयमेव नयामि तत्र एव चिकित्सां कारयामि